हरिः ओं सङ्गीताभोजनालयः खलु आं परश्वः अस्माकं गृहे कश्चित् कार्यक्रमः भविष्यति तदर्थं किञ्चित् खाद्यवस्तु आवश्यकमस्ति अहं खाद्यानाम् आवलिं प्रयच्छामि कृपया कार्यक्रमः तु षड्वादने भविष्यति तद् पूर्वमेव अवश्यं प्रेषयन्तु इति प्रार्थना मधुरम् आवश्यकं तत्र मधुरं तु गुलाब् जामून् भवति चेत् सम्यक् भवति कारणं भवतः भोजनालये अहं बहुवारं पूर्वं खादितवती अस्मि तद् बहु सम्यक् भवति इत्यतः पञ्चाशत् गुलाब् जामून् प्रेषयन्तु अनः अनन्तरं पूरिकाः पञ्चाशत् आवश्यकाः पूरिका पूरिकां खादितुं तत् व्यञ्जनं भवति क आलुकेन निर्मितं व्यञ्जनं वा नो चेत् चणकेन निर्मितं व्यञ्जनं वा नो चेत् उभयमपि प्रेषयितुं शक्न शक्नुवन्ति अपूपानि आवश्यकानि भवन्ति पञ्चाशत् अपूप्का अपूपानि प्रेषयन्तु दोसाः त्रिंशत् दोसाः प्रेषयन्तु दोसासहितं खादितुं चट्नी साम्बार् यत् अपेक्षितम् अस्ति क्वथितं तदपि अवश्यं प्रेषयन्तु किन्तु चट्नी साम्भार् क्वथितं इत्यादिषु अधिकतीक्ष्णता न भवेत् तद् मात्रं किञ्चित् अवधानं दत्वा प्रेषयन्तु इति प्रार्थना धन्यवादः